मम वृत्तिः तु इदानीं नास्ति परन्तु अध्ययनेन वदामि मम प्रारम्भिक अध्ययनं तु सम्यक्तया न अभवत् परन्तु अधुना अध्ययनस्य गतिः सम्यक् प्रतिभाति अहं संस्कृतं पठामि संस्कृतपठने काठिन्यं वर्तते अधुना तु क्लिष्टः न भवति